अहमेकं मोबैल् क्रीतवान् ओपो तः अतीव दुष्ट मोबैल् तत् किमपि न चलति आगतस्य एव तस्य स्क्रीन् भग्नम् आसीत् पुनश्च चार्जर् अपि कार्यं न करोति मम तु फ़ुल् रिफ़ण्ड् अपेक्षितं भवन्तः कृपया कारयन्तु अत्र यः कोपि एतां दूरवाणीं कृपया मा क्रीणन्तु धनस्य व्यर्थ प्रयोगः इदं कृपया मा क्रीणन्तु इति एव अहं वदामि